इदानीन्तलकाले तु जनसञ्चारव्यवस्था भूरिशः दरीदृश्यते अत्र जनाः मुख्यतया दूरवाण्यामेव स्वकीयभाषणादिकं कुर्वन्ति पुनश्च सङ्गणकयन्त्रमाध्यमेन इदानीं अनेके जनाः स्वकीयकार्यं सिद्ध्यन्ति जनसञ्चारविषये यदि वयं आलोचयामः चेत् जनसञ्चारः बहुविधप्रकारेण भवति आधिक्येन दूरवाण्याम् एव स्वकीयभाषाप्रभृतिकं ते आवयोर्मध्ये विलपन्ति वार्तालापं कुर्वन्ति च संसारकार्ये समस्याः तु भवन्ति यथा पर्वतादिषु क्षेत्रेषु नेट्वर्क् प्रोब्लेम् इत्यादिकं भवति व्यवस्थायाम् अस्यां वयं कथं दूरीकर्तुं शक्नुमः इति चेद् स्थाने स्थाने नेट्वर्क् इत्यादिकं स्थापयामः पुनश्च इमां जागुरुकताम् अपि कारयामः चेत् जनसञ्चारव्यवस्था सम्यग्रूपेण भविष्यत्येव